मया इदानीम् एल् पी जि अनुभवः वर्तते तत्र तावत् एल् पी जि वायुः यदा मया प्रयोगः आरब्धः तदा पाककरणे सुलभता सुभगता च मया दृष्टः तत्र वासः पूर्वकृतपाकस्य वासनानि न भवन्ति एवं गन्धः दुर्गन्धः वत् न भासते यत्कृतम् तद् शीघ्रं न नश्यति इत्यादिरूपेण तत् प्रयोजनानि अपि अवलोकितानि यदा काष्ठेन मया पाकः क्रियमाणः आसीत् तदा तस्य परिसरहानिः अपि भवति स्म एवं च बहु वह्निः ज्वलनादूर्ध्वं पात्रम् उष्णं भवति स्म ततः पाकः इति कष्टाय जातम् आसीत् एवं तत्र यद् कृतं पाकेपि बहु दुर्गन्धः नाम तत्र धूमः यद्भवति तस्य गन्धः अनुभूयते स्म एवं यदि बहु संस्थाप्य गच्छामः तर्हि कृतः पाकः नश्यति स्म इति तत्र क्लेशाः भवन्ति स्म यदा एल् पी जि मया उपयोक्तुम् आरब्धं तदा एते क्लेशाः न सञ्जाताः एवं ग्या समयव्यर्थता अपि न भवति यथा शीघ्रं शीघ्रं पाकं समाप्य अन्यकार्ये स्वकार्ये च वृत्तिं प्राप्तुं शक्नोमि इति अत्र विचाराः एल् पी जि इति बहु सम्यक् वर्तते व्यवस्था इदानीं तु सर्वकारेण तत्रापि बहु सुलभता प्रतिगृहमपि योजनारूपेण दत्तम् इति बहु उपयोगकरी वर्तते इति उक्त्वा नि विरमामि